अन्या अन्यायां भाषायां संस्कृतभाषा प्राप्तं प्रभावम् प्रभावं संस्कृतभाषा एका अत्युत्तमा विशेषा आसीत् यथा शास्त्रेषु तत्वज्ञानं च अध्ययने अस्था आस्था यद्यपि आधुनिके काले संस्कृतभाषा सामान्यतया न प्रयुज्यते तथापि या भाषा सर्वेषां वैदिकं पौराणिकं दार्शनिकग्रन्थानां मूलभाषा अस्ति